सुधीरशिवरामः मम प्रेरकः सः सो प्रसिद्धः प्रशंसितः च उत्तमः वन्यजीवचित्रकारः अस्ति प्रकृतिचित्रणं मम प्रियमस्ति अहं भविष्ये प्रकृतिचित्रकर्त्री भवितुम् इच्छामि

सुन्दराणि चित्राणि दास्यामि येन च ते सन्तुष्टाः भवेयुः